अस्माकं प्राते प्रान्ते तु प्रथमचिकित्सा केवलं वर्तते अत किं नेत्र नेत्रसमस्या दन्तसमस्या एवं किमपि भवति चेत् अन्यत्र एव गन्तव्यं भवति तत्तु समीपस्थग्रामे तु एवं तदपि वासरे एकवारं एकस्मिन् दिने आयान्ति अत यदि गन्तव्यं तर्हि बहु दूरे गन्तव्यं भवति तत्र गत्वा चिकित्सा कर्तव्या भवति अत तत्तु क्लेशकरमेव सम्यक् वाहनव्यवस्था अपि नास्ति अत समीचीनसमये अस्माकं कृते यदा अपेक्षितं भवति तदा तु शीघ्रं गन्तुमेव न शक्यते अत क्लेशकरं वर्तते अत वाहनव्यवस्था तु व्यवस्थापि शीघ्रं शीघ्रं लभ्यते इति नास्ति तत्र गत्वा क्यू मध्ये सर्वं स्थित्वा आगमनसमये एकस्मिन् दिने रात्रौ यदा समीप्यते तदा तु आगन्तुं न शक्यते अत तत्रैव वास कर्तव्य भवति एवं त क्लेशः वर्तते ग्रामे वैद्यालय नास्ति इति कृत्वा